अस्माकं राज्ये कार्कळ् करकुशलानां कृते बहुषु बहुषु ग्रामेषु एते करकुशलाः एव भवन्ति तत्र एकं

अस्माकं भारतस्य ध्वजमपि अस्माकं प्रदेशे नाम कर्नाटके एव स्थापय नाम अस्माकमेव राज्ये एव करोति एतादृशी एव शिल्पकला शिल्पकलायाम् अस्माकमिदानीं राममन्दिरस्य स्थापना जाता तत्रापि कर्नाटकस्य शिल्पकला शिल्पं शिल्पकलासु एव शिल्पं चेत् शिल्पस्य कार्यं जातमस्ति एतादृशः एव विदेशे अपि अस्माकं करकुशलाः जाताः ते ते ते तस्य आधारेण एव राज्यस्य आर्थिकव्यवस्थासु बहूनि उत्तमानि ए उत्तमानि उत्तमं जातं तदर्थमेव राज्यस्य अर्थव्यवस्थायाः विकासने करकुशलं महत्त्वपूर्णं कार्यं करोति